नमस्ते राहुलः वदति वा राहुल अहं विकासः विकाससर्कारः श्रृणोतु अहम् अधुना अगर्तलाविमानपत्तने अस्मि तत्र भवान्तु जानाति प्रथमवारम् अत्र मया अगर्तलायाम् आगतं तर्हि अत्रत्य यातायातव्यवस्था का इति अहं न जाने तर्हि यदि भवान् किञ्चित् साहाय्यं करिष्यति चेत् मम कृते स् स् स् सुविधा भवेत् अस्तु अत्र अहं त्रिपुरेश्वरीमन्दिरं गन्तुम् इच्छामि अधुना साक्षात् व् विमान पत् पत्तनात् त्रिपुरेश्वरीमन्दिरं मन्दिरं गन्तुम् इच्छामि तर्हि इतः ओला उबेर् अथवा लोकाल् यत् यातायातव्यवस्था अस्ति तत् तेषु मया कस् तेष्वहं कस्य चयनं करोमि इति न जाने तर्हि भवान् यदि किञ्चित् साहाय्यं करो करोति चेत् मम कृते सौविध्यं भवेत् तत्र आं तत्र ओला उबेर् इति तत्र कत् कियत् धनानि तत्र अपेक्ष्यते ओल उबेर् यदि अहं बुक् करोमि तर्हि एवं तर्हि लोकल् स्थानीययातायातव्यवस्थायां सम्यक् भवति वा अस्तु एवम् एवम् एवं तर्हि स्थानीययातायातव्यवस्था एव अहं स्वीकरोमि अस्तु तर्हि एवम् एवं तर्हि भवतः सूचनायाः कृते धन्यवादाः मिलामः धन्यवादाः